हरिः ओं नमोनमः महोदय

आम् एवं महोदय अधुना मम सम्यक् स्वस्थः नास्ति अहं त्रिदिन त्रिदिनम् अपि ज्वरेण अहं पीडितोस्मि शिरोसि वेदना अपि जायते उदरे बहुकष्टम् अनुभवामि अहं आम् एव महोदय अस्तु आम् इति किं किं महोदय परीक्षां कृतवान् वा आ आम् एव कदा कदा कदा रक्त रक्तपरीक्षायां कदा एव फलं निष्कर्षति अद्य एव आम् आम् एव आम् एवं आम् अन्यत् ते क्लेशः अस्ति शिरसि वेदना जायते बहुकष्टम् अनुभवामि शिरे यास्ति

आम् एव आम् आम् एवं सम्यगेव उदर उदरकष्टं निवारणं हेतुम् अहं किं करोमि आम् एवं महोदय उदरपीडा द्वि दिन यावदेव भवति न न महोदय अधुना न द्वि त् त्रय दिन यावदेव अनुभवामि अहं आम् आम् आम् आम् आमेवं सम्यक् किं किं महोदय किं नाम अन्य अपि च पुनरेकवारं वदतु अजवायिन् आम् एवं महोदय

किं विपणिमध्ये मेलिष्यति वा आम् एवं अजा अस्माकं ग्रामे अपि अस्ति मम ग्रामे अस्ति अजा तस्याः दुग्धम् अहं पिबामि हरिः ओं महोदय आम् एवम् आं महोदय धन्य धन्यवा धन्यवादः धन्यवादः